मया दशवर्षात् प्राक् एकं मोबैल् यन्त्रं स्वीकृतमासीत् सेम्सङ्ग् कम्पनितः आन्लैन्माध्यमेन दशवर्षानन्तरमपि तस्याः सेवा अतीवश्लाघ्या वर्तते तस्य वर्णः समीचीनः ध्वनिः अपि उपयुक्तः केम्रा अपि सुन्दरमस्ति अहम् अनेन आन्लैन्माध्यमेन यत् क्रीतमस्मि तेन सन्तुष्टोस्मि